अहम् आन्लैन् माध्यमेन प्लास्टिक् कण्टैनर्स् आर्डर् कृतवती आसं तत्र अहं पश्यामि यत्किमपि खाद्यवस्तूनि तत्र स्थापयामि चेत् ते सम्यक्तया तत्र सुरक्षिताः न भवन्ति लिक् भवन्ति तदनन्तरम् अहं तत् दृष्टवती तत्र रन्ध्रम् आसीत् अतः अहम् अस्मिन्विषये असन्तुष्टा अस्मि